अहं संस्कृतं ब भाषायाः विषये अधिकं लिखितुम् इच्छामि किमर्थम् इति इत्युक्ते संस्कृतभाषा मह्यं बहु रोचते अहमपि संस्कृतं सम्यक्तया न न जानामि किन्तु इदानीं भाषितुम् प्रयत्नं कुर्वन्ती अस्मि अस्मि संस्कृतभाषा देवभाषा इति देवभाषा भवति भाषासु मधुरा मुख्या गीर्वाणभारति इति संस्कृतभाषायां कृते पूर्विकाः कवयः उक्ताः किमर्थम् अहं संस्कृतभाषायाः विचारे विषये अधिकं लिखितुम् इ इच्छामि इत्युक्ते बहवः संस्कृभाषायाः कृते संस्कृतभाषायाः भाषायाः महत्त्वं सम्यक्तया न जानन्ति न न जानन्ति बहवः संस्कृतं भाषा संस्कृतस्य महत्त्वं किमपि न जानन्ति ये वा द्वयोः विषयोः अत्र अस्ति यथा अहं संस्कृतभाषायाः विषये लिखामि चेत् पठितृभ्यः तं विषयम् अधिकृत्य तस्य विषयः विषयस्य महत्त्वं किम् इति जा जानन्ति इति मम अभिप्रायः तथा संस्कृतभाषायां बहवः ग्रन्थाः प्रथमतया लिखिताः लिखिताः अस्ति लिक् लिखिताः सः रामायणमहाभारतादीनि इतिहासं काव्यानि काव्यानि पञ्चमहाकाव्यानि योगशास्त्रम् आयुर्वेदशास्त्रं गणितशास्त्रं विज्ञानशास्त्रं साहित्यशास्त्रं वास्तुशास्त्रम् इत्यादीनि बहूनि शास्त्राणि सा शास्त्राणि संस्कृतेनैव प्रथमतया लिखितानि अनन्तरं तानि अन्यभाषायां लिखितानि अतः अहं संस्कृतभाषायाः विषये अधिकं लिखितुम् इच्छामि